ये पादपाः जलहीनभूमौ वर्तन्ते यथा सरोवराणाम् अधस्तात् वर्तमानानाम् अतीवसरलतया जलसेकः भवति सरोवराणाम् उपरिभागे वर्तमानानान्तु तेषां जलहीनतया जीवितुं तेषां पादपानां क्लेशो भवति तथा विधसमये अस्माभिः डिझेल् इञ्जिन् इत्यादिना कदाचित् हस्तेनैव गृहीत्वा घटैः पू जलसेकः क्रियते स्म ग्रीष्मकाले शैत्यकाले च तेषाम् एवं जलसेकेन अधिक अधिक आतपे समयेषु पुनः प्रतिदिनं जलसेकेन किञ्चित् न्यूनातप दिनेषु मध्ये मध्ये विच्छ्त्य विच्छित्य जलसेकः कर्तव्यः तथा पादपानां मूलानां परितः अन्यैः आच्छादनं कृत्वा यथा भूमिः शीघ्रं नैव शिष्यति तथा कर्तव्यं कदाचित् ये पादपाः अधिकशैत्यम् अधिकातपञ्च न सहन्ते तेषाम् उपरि अपि आच्छादनादिकं कर्तव्यं यथा पालि हौस् इत्यादि उच्यते तद्रूपेण कृत्वा अस्माभिः तेषां परिपालनादिकं क्रियते